केरळराज्ये अनेकानि क्षेत्राणि सन्ति यत्र संस्कृतस्य महत्त्वं दीयते यथा पालक्काड् तिरुवनन्तपुरं मण्डले अद्यापि ग्रामाः सन्ति यत्र केवलं संस्कृतभाषा एव भाष्यते संस्कृतम् अतीव सरलभाषा अस्ति किन्तु तस्याः व्याकरणमतीव जटिलं भवति व्याकरणं पाणिनीयं वा एकं व्याकरणग्रन्थं भवति तत्र विविधसूत्रेण पाणिनीमहर्षिः व्याकरणं व्याकरणमधिकृत्य तत्र लिखितम् अतः संस्कृतस्य शिक्षणं सुलभं सा संस्कृतं भाषण भाषणं संस्कृताभाषायाः भाषायाः भाषणे केचन क्लेशाः अद्यापि अध्यापकाः अनुभूयन्ते अतः संस्कृतस्य शिक्षणं सुलभं नास्ति परन्तु सुलभमस्ति अद्य अद्यत्वे अस्माकं विद्यालयेषु संस्कृतं वदतां शिक्षकाणां सङ्ख्या अतीव अल्पा अस्ति स्वगुरुभ्यः भाषां संस्कृतम् ईश्वरस्य भाषा इति उक्तिः मया श्रुता बालाः च संस्कृतं बहु रोचन्ते कारणं संस्कृते कथाः अन्ये च उत्तमानि काव्यानि पाठाः अतः बालकाः श्लोकं वा अन्यं काव्यं वा कथां वा श्रोतुं रोचन्ते संस्कृतम् अतीव महत् भाषा भवति संस्कृतं व्यक्तिशुद्दिः संस्कृतभाषायाः पठनेन छात्राः अर्जयन्ति